भारतम् एकः कृषिप्रधानः देशः वर्तते अहं तु शिक्षाशास्त्री कुर्वन् अस्मि परन्तु मम लक्ष्यमस्ति कृषिः यत्तुहि कृषिकार्य माध्यमेन देशस्य परिवर्तनम् आनयितुं शक्नोमि बहवः जनाः किञ्चित् पठन्ति परन्तु ज्ञानं भवति नियुक्तिना प्राप्नुवन्ति परन्तु कृषिकार्यं न कुर्वन्ति यत्तुहि कृषिकार्यमाध्यमेन वयं जीवामः किल जीवानां जीवनम् एव कृषिः अतः कृषिविषये मम बहु चिन्तनम् अस्ति तत्र कृषिक्षेत्रे कथम् अग्रे सरामि इति अपि चिन्तयन् अस्मि नियुक्तिः लभति चेदपि कृषिकार्यमेव करोमि